अस्माकं क्षेत्रे पादकन्दुकं कन्दुकक्रीडा बहुप्रसिद्धः कृस्तोः पूर्वं द्विशतं वर्षेभ्यः चीनादेशे द्वयोः दलयोः मध्ये पाद कन्दुकं क्रीडा क्रीड्यते प्रतिवर्षं तत्र राज्ञः जन्मदिने राजप्रासादस्य अग्रे द्वौ विरुद्धदलयोः मध्ये जनानां रञ्जनाय क्रीडन्ति स्म विजेतृदलाय रजतपात्रेषु पानाय सुरा तथा भोक्तुं फलानि पारितोषिकत्वेन दीयन्ते तथा पराजेत्रे दलाय कठोरदण्डः प्रदीयते क्रीडायाः दले द्वौ वंशौ लिख्यतां तथा तयोरुपरि क्षेमं वर्धन्ते बद्धया तस्मिन् चिद्रमेकं क्रियता विरोदिदलम् अत्तप्रयोगं विना आक्रम्यते किञ्च सावधानतया पदा ताडनपूर्वकं कन्दुकं कन्दुकं नियन्त्रयन्तः क्रीडकाः शारीरिकं प्रदर्शनं कृत्वा विपक्षिदलं पराजीत् तदा अस्य अभिधानं सुचुः अथवा किक्बाल् इति आसीत् अस्माकं क्षेत्रेषु इदानीं बहवः एतां क्रीडां क्रीडन्तः सन्ति क्रीडा क्रीडकसंख्या पादकन्दुक क्रीडा द्वयोर्दलयोर्मध्ये भवति तत्र प्रतिदलं क्रीडकानां संख्या अधिका अधिका अधिकाधिकम् एकादशविधः समुचिता मन्यते एतेषु क्रीडकेषु एकः सीमारक्षको गोल् कीपर् भवति सामान्यक्रीडावसरे द्वौ प्रतिनिधिः क्रीडकावपि भवतः परं प्रतिस्पर्धरूपीण्यां क्रीडायां सम्बद्धसंस्थायाः अनुमतिः अपेक्षिता दलस्य एको नायको भवति यः स्वस्य दलस्य व्यवस्थापने समयानुसारं क्रीडकस्य स्थानपरिवर्तने च समर्थो भवति यदा कदा क्रीडकसंख्या न्यूनापि भवितुमर्हति क्रीडकदलयोः वस्त्र उपवस्त्रे पृथक् पृथक् वर्णशालिता शालिता भविता य यया आधारेण कस्य दलस्य क्रीडकेन किम् आचरतमिति प्रेक्षणे सौविध्यम् भवति ऊर्ध्व वस्त्रं कञ्चुकं तथा अदो वस्त्रं जानुपर्यन्तं पादाच्छादने उपानहोश्च क्रीडकस्य सज्जायै क्रियन्ते उपानः उपानः विषये विशिष्यैव नियमो अस्ति यत् तयोर्निर्माणे कोमलस्य चर्मणः प्रयोगो भवेत् खेलिका बहिः निसृता न भवेयुः दलभागे प्राङ् चर्मखण्डाः अथवा अवरोधक्रीडा

उपानोः व्यासु अर्ध इञ्च् मितः तया पाष्णभागः च उच्यता पादोन इञ्च इञ्च् तः अधिका न कर्तव्य क्रीडकानां विभागोप्यत्र विशेषतया क्रियते यथा एक सि एकः सीमारक्षकः द्वौ दक्षरक्षकः त्रयः वामरक्षकः चतुर्थः दक्षार्धरक्षकः पञ्चमः मध्यार्दरक्षकः षष्टः वामार्धरक्षकः सप्तमः अन्तर्वर्ति अष्टमः पार्श्वरक्षकः अनन्तरम् अन्तर्दक्षरक्षकः नवमः बाह्यदक्षरक्षकः दशमः बाह्यवामरक्षकः तथा एकादशः मध्यरक्षकः एतेषां स्थानान्यपि निषितानि भवन्ति यतः आक्रीडने सौविध्यं भवति क्रीडकानां नियमाः एवं भवति एकं द्वे त्रीणि एकं द्वे त्रीणि इति नियमेन क्षेत्रे वर्तमानाः क्रीडार्थिनः कन्दुकं प्रति आक्रमणद्वारयितुं विपक्षसीमि प्रवेशितुं चेत् अत्र प्रथमः सीमः सीमः इत्यतः येनकेनापि प्रकारेण कन्दुकं सीमा प्रवेशाद्वारय् तस्मिन् सर्वेषां शरीर अवयवानां कार्यः उचितो मन्ये दण्डक्षेत्रमध्ये स्थिरता आवश्यकी वर्तते कन्दुकं आक्रमकेभ्यः प्रापयितुं सर्वथा यतन्ते योजनानां क्रियान्वयी प्रयत्ना च भवति